हरिः ओं वयम् इदानीं पुराणसाहित्यस्य विषये किञ्चित् चर्चां कुर्मः पुराणानि अस्माकं भारतीयसंस्कृतौ विशेषतया परिगणितानि सन्ति एतानि पुराणानि सरलभाषया रचितानि सन्ति पुराणानाम् अध्ययनेन अस्माकं प्राचीनकालस्य इतिहासादिकं सर्वं सम्यक् ज्ञातुं शक्नुमः तत्रापि पुराणानि अनेकानि सन्ति तत्रापि अष्टादशपुराणानि प्रख्यातानि सन्ति तेषां सर्वेषां पुराणानाम् स्मरणं तावत् बहु कष्टसाध्यम् अथापि संस्कृतसाहित्ये तत्र पुराणानां नामानि स्मर्तुं सर्वदा अस्माकं कण्ठे स्थापयितुम् एकं विनूतनं सौकर्यं कल्पितमस्ति तत् ये सा सर्वाणि अपि पुराणानि एकस्मिन् श्लोके सङ्ग्रहितानि सन्ति यथा मद्वयं भद्वयञ्चैव ब्रत्रयं वचतुष्टयम् अनापलिङ्गकूस्कानि पुराणानि प्रचक्षते इति तस्य समग्रस्य पद्यस्य कथनं भवति एतादृशसमये सर्वेषां पुराणानां तावत् अस्माकं भारतीयसंस्कृतौ विशेषतया सर्वत्रापि प्रचाल्यमानम् अस्ति पुराणविधः समीचीनतया पुराणकथनेन अस्माकं मानवजीवने विशेषतया यथा सर्वेषाम् औन्नतिः भवति तथा कर्तुं प्रयतमानाः सन्ति विशेषतया गरुडपुराणं विष्णुपुराणं शिवपुराणम् इत्यादि पुराणानि सन्ति तेषां पुराणानां अस्माकम् अध्ययनेन अस्माकं मनः शुद्धं भवति ज्ञानं विस्तृतं भवति एतावदुक्त्वा अहं विरममामि